विश्वेस्मिन् अहं चार्धाम् यात्राङ्कर्तुम् इच्छामि गङ्गोत्री यमुनोत्री केदार्नाथ् बद्रीनाथ् एतेषु चतुष्प्रदेष्वपि भारतीय भारतीयतायाः आत्मा वर्तते इति भावयामि द्रष्टुम् अपि सौन्दर्यं तत्र वर्तते आध्यात्मिकतया अपि उन्नतं स्थानं वर्तते अतः कदाचित् गन्तुम् इच्छामि